वित्तकोषे जनाः कृते बहूनि सदु स सदुपायम् अस्ति बालकाः पर बालकतः वृद्धाः पर्यन्तं सर्वे जनाः विविधाः पृथक् पृथक् स्कीम्स् अस्ति उदाहरणार्थं यदि बालकः नूतनबालकः जननम् अभ् अस्ति तत् ज बा बालकाः कृते रे डिकरिङ्ग् डिपासिट्स् फ़िक्स्ड् डिपासिट्स् इन्शुरेन्स् इत्युक्ते विद्यार्थी विद्या अदिकवृ अधिकविद्या युनिवर्सिटि एजुकेषन् कृते अपि बहूनि स्कीम्स् अस्ति बालिका कृते केन्द्र केन्द्र प्रभुत्वं बहु बहु स्कीम्स् अस्ति ते तत् स्कीम्स् अवश्यं तत् स्कीम्स् अपि जनाः वित्तकोषे स्वीकरं स्वीकरोति लाभं स्वीकर्तुं शक्नोति किञ्चिदनन्तरम् अनन्तरं बालकाः अधिकविद्यार्थं विद्यार्थं विद्यायाः कृते युनिवर्सिटि विदेशं गतवन्तः गतवन्तः चेत् ते तत् कारणात् अपि बहुनि स्कालर्शिप्स् विद्याऋणम् इत्युक्ते ब्याङ्क्मध्ये बहूनि साधनानि सन्ति अनन्तरं विद्या विद्यार्थी अनन्तरं गृहस्तो अपि बहुनि बहुनि इत्युक्ते बहुनि ब्याङ्क्स विषये सहायं स्वीकर्तुं शक्नोति यदा सेयिङ्ग्स् अकौण्ट् फ़िक्स्ड् डिपासिट् साल्रि अकौण्ट् उद्योगं यदि यदि करोति चेत् प्रतिमासे सालरी सालरी कृते सेयिङ्ग्स् ब्याङ्क् सेलरी अकौण्ट् आवश्यकम् अस्ति तत् विषये अपि ब्याङ्क् सहायतां करोति अनन्तरम् विवाहानन्तरं यदि नूतनगृहमावश्यकं नूतनगृहे किञ्चित् फ़र्निचर् आवश्यकं तत् कारणात् अपि ऋणः बेङ्क् उपलब्धं करोति अनन्तरं यदि नूतनम् ग्रामीणप्रान्ते मण्डलप्रान्ते यदि कृषिकारणात् कृषिविषये रैतु रैतु यदि कृषिविषये ऋणमावश्यकं क्राप् लोण् अस्ति क्राप् लोण् कर्तुं ब्याङ्क् गत्वा क्राप् लोण् स्वीकृत्य स्वीकर्तुं शक्नोति क्राप् लोण् कृते अपि बहूनि साधनानि सन्ति क्राप् लोण् अनन्तरं यदि गोडोन् विषये गोडोन् कन्स्ट्रक्षन् इत्युक्ते लोण् आवश्यकं तत् अपि ब्याङ्क्मध्ये लभ्यते अनन्तरं ग्रामप्रान्ते श पत्तनप्रान्ते उद्योगपतिः यदि व्यापारनिमित्तम् अपि ऋणम् आवश्यकं तदपि ब्याङ्क्मध्ये लभ्यते उद्योगपतिका विषये कृते कृषिकृते प्रभूत्वं केन्द्रप्रभूत्वं राष्ट्रप्रभूत्वं बहूनि स्कीम्स् अस्ति तत् लाभार्थमपि ब्याङ्क् साहायं करोति ब्याङ्क् गत्वा साहायं स्वीकर्तुं शक्नोति जनाः अनन्तरं यदि विरामानन्तरं रिटैर्ड् अनन्तरं रिटैर्मेण्ट् अनन्तरमपि पेन्शन् इन्शुरेन्स् मेडिकल् इन्शुरेन्स् इत्यादि सेवा अपि वित्तकोषे लभ्यते